अहं तव समीपे स्नानफेनकं बात् सोप् इति नामकस्नानफेनकं स्वीकृतम् तद् स्नानपेनकं बहु समीचीनं वर्तते यदा स्नानं करोति तदानीम् अस्माकं शरीरं बहु सुन्दरं दर्शयति